गतसप्ताहे अहम् एकं स्कूल् ब्याग् आर्डर् कृतवती तद् अद्य आगतं यद् मया आर्डर् कृतं तद् भिन्नम् आगतं नाम यद् आर्डर् कृतवती तद् भिन्नमासीत् यद् आगतं तद् भिन्नं तत्र ज़िप् सम्यक् नास्ति इतोऽपि यद्वर्णः वर्णः मया आर्डर् कृतः तद्भिन्नः आगतः अहम् असन्तुष्टा